आचार्याः हरिः ओं नमस्काराः आचार्याः कुशलिनः

आं सत्यं सत्यं भवतां कीदृशं भवते कीदृशाः तण्डुलाः अपेक्षिताः एवं वा आं मम मम एवं वा मम एवं वा वस्तुतः मम आपणः खादतु तेलङ्गाणा राज्यीयः आपणः वर्तते अत्र सोना सोनामसूरी तण्डुलाः एव अधिकाः भवन्ति तत्रत्याः एकः तण्डुलः एव अधिकतया खादन्ति स्थानीयाः तण्डुलाः अपि सन्ति परन्तु भवन्तः एकवारं तान् तण्डुलान् पश्यन्तु यदि भवन्तः इच्छन्ति चेत् स्वीकर्तुं प्रभवन्ति एवमेवम् अवश्यम् अवश्यम् अत्र स्थानीयाः तण्डुलाः परन्तु नूतनाः भवन्ति एतत् तावत्तु सकाशः तत्र रसः रसेन सह एव अन्नं भोक्तुं शक्यते तादृशाः एते तण्डुलाः हा सूपेन शाकेन च खादितुं योग्याः एते तण्डुलाः भवन्ति तेलङ्गानीयाः तण्डुलाः आदिशः कर्नूल् वस्तुतः आन्ध्रप्रदेशे कर्नूल् रैस् इति उच्यते कर्नूलु नगरस्थानीयाः तण्डुलाः अत्युत्तमाः वर्तन्ते भवन्तः एकवारम् एतान् तण्डुलान् विक्रीय एकवारम् अन्नं पक्त्वा भवन्तः पश्यन्तु भवन्तः अवश्यम् अवश्यम् अवश्यम् अवश्यम् अवश्यम् अहं तावत् अत्र उचितरूपेणैव तण्डुलान् जनाः